गृहे पाकार्थम् अहम् एल् पि जि सिलिण्डर् उपयोगं करोमि मया तु सुरक्षता एवं कृता अस्ति गृहात् बहिः पाकशालायाः बहिः एव एल् पि जि सिलिण्डर् संस्थाप्य ततः नलिका द्वारा तत्र अनिलं यथा अन्तः आगच्छति तादृशरीत्या व्यवस्थां कृतवान् किमपि अपायाः सम्भवति चेदपि तत्तु बहिः एव भवति विना अन्तः किमपि न भवेत् इति अस्माकं चिन्तनं तत्तु बहु उत्तममपि अस्माकम् अपि धैर्यं भवति कदापि गृ गृहस्य अन्तः स्फोटः न भवति यदि भवति चेदपि गृहात् बहिः एव एतादृशरीत्या अस्माकं संरक्षणार्थं तथैव गृहस्य संरक्षणार्थमपि तत्र एल् पि जि सिलिण्डर् वयं गृहात् बहिः एव संस्थापिता वर्तते